गृहमध्ये कापि आगच्छति गेस्ट् इति तत्र पी पीनमध्ये जम्बीरं शर्करा इति लवणं मिलित्वा तत् पानीयः दत्वा चेत् स्वास्थ्य सम्यक् भवति अनन्तरं तत्र गृहे एव निर्मातुं तद् शक्यते किन्तु बहूनि सामानः न भवति तत्र केवलं जाम् जम्बीरं शर्करा पानीयं लवणं केवलम् एतादृशेव सामानः भवति अनन्तरं तक्रं तक्रं मध्ये मसाल मसालं मिलित्वा अपि पातुं शक्यते तत्रापि स स्वास्थ्यम् अपि सम्यक् भवति तद् पिब पिबामि चेत् तत्र दधिः अस्य कृत् निर्माणं भवति तद् केवलम् लवणं तक्रम् अपि मिलित्वा पि पिबामि चेत् तदपि सम्यक् भवति कदा उष्णकाले तद् तक्रं पित्वा चेत् स्वास्थ्यं सम्यक् भवति इति तत्र गृहे मध्ये निर्माणं कर्तुं शक्यते अनन्तरं तत्र तत्र केवलं जम्बीरम् अनन्तरं शर्करेव निर्मातुं शक्यते किन्तु गृहमध्येव आम् आम्लजू आम्लपानीयम् अपि भवति जम्बीरं शु शर्करा इति बहु सम्यक् भवति स्वास्थ्याय तक्रम् अपि बहु सम्यक् भवति इति